प्रतिदिनं महिलाः आत्मरक्षासमस्यां सम्मुखीकुर्वन्ति कारणम् अधुनापि समाजे पुरुषतन्त्रं प्रचलति महिलानां स्वाधीनता नास्ति एव महिलाः अत् अत्र यत्र तत्र भ्रमितुं न शक्नुवन्ति वस्त्रस्य परिधाने नास्ति तास् नास्ति तासां साधीनता यदि कुत्रचित् गमनं स्यात् तर्हि गृहस्थस्य अनुमतिं लब्ध्वा एव गन्तव्यम् एकाकिनी एव गमनं तु महिलानां कृते दोषयुक्तम् इति प्रतीयते अद्यतने काले महिलानां भूमिका परिवर्तिता जाता सर्वत्रैव तासां कृते अधिकार एव प्रदत्तः सर्वकारेण प्राचीनकाले यथा महिलाः पीडिताः भवन्ति स्म न तु अद्यतने काले सर्वासां नारीणां कृते यथा समानाधिकारः समाननियमः स्यात् तदर्थं संविधाने महिलान् महिलानां कृते संरक्षणम् अपि विहितम् अद्यतने काले भारतशिक्षणे तथा कार्य क्षेत्रेऽपि महिलानां कृते समानाधिकारः वर्तते